परस्परं मे मतभेदात् वा स्वस्यैव कर्तुम् इच्छा वा जनाः कस्यचित् अन्यस्य समीपं गत्वा कार्यं कर्तुं प्रायः नेच्छन्ति स्म अतः युट्युबर् वा भवतु ट्रावेल् ब्लागर् वा भवतु कमीडीयन् इत्यादिकं वा भवतु तत् सर्वस्य तत्सर्वस्य उगमः सञ्जातः तत्रैव युट्युब् इति ज् स्वस्य जीवने जनाः किं कुर्वन्ति इति दर्शयन्ति कण्टेण्ट् क्रियेटर् तु किमपि रुचिकरं जनानं कृते स्यात् अतः नूतनं नाटकं स्वस्य जीवने निर्मायन् तस्य निर्माणं कुर्वन्ति यत्र कुत्रचिद्वा ते गच्छन्ति तस्य रेकोर्डिङ्ग् कृत्य स्थापयन्ति तथैव ट्रावेल् ब्लागरपि कुर्वन्ति किञ्चिद्भिन्नं यादृशम् इत्युक्ते अन्यत्रं राज्यं गत्वा वा विदेशं गत्वा तस्य विडियो शूटिङ्ग् वा भवतु तस्य लेखनं वा भवतु इति कृत्वा गूगल् अथवा यूट्युब् उपरि ते स्थापयन्ति इति इति तु बहु प्रसिद्धमेव श्रुतमस्ति अस्माभिः यद् ये इञ्जिनीयरिङ्ग् कुर्वन्ति ते अनन्तरं कमिडीयन् एव भवन्ति इति अतः कमीडियन् जनानाम् आदौ क्वालिफ़िकेशन् ते ह किं जनानां कृते हासः दातुं शक्नुवन्ति वा इति न इदा व् इदानीं तु इञ्जिनीयरिङ्ग् इत्येव वदामः यतो हि य इञ्जिनीयरिङ्ग् अनन्तरं सर्वे तत्रैव अनु यदनुभूतं ते तत्र आगत्य वदन्ति अस्य